अस्माकं समुदायस्य सांस्कृतिक आचाराणि बहवः सन्ति वस्त्राणि विषये वा तत् अस्माकं भारतदेशे एकैक राज्येषु भिन्नभिन्नवस्त्रं धरन्ति भिन्नभिन्नोत्सवाः चलन्ति भिन्नभिन्नविधयः सन्ति केरले अस्ति चेत् भिन्नवस्त्राणि धरन्ति तमिल्नाडुप्रदेशे भिन्नवस्त्राणि धरन्ति तादृशम् आन्ध्रा कर्नाटकः इत्यादि म महाराष्ट्रः गुर्जरदेशः उत्कलदेशः भिन्नभिन्नदेशेषु वस्त्राणि भिन्नभिन्नरीत्या वस्त्राणि धरन्ति उत्सवाः अपि भिन्नभिन्नराज्येषु भिन्नभिन्न उत्सवाः चलन्ति तमिल्नाडुमध्ये पोङ्गल् इति मुख्योत्सवाः केरलामध्ये ओणं मुख्योत्सवः महाराष्ट्रः इत्युक्ते गणपत्युत्सवः मुखोत्सवः कोल्कत्तामध्ये दसरा मुखोत्सवः तादृशम् एकेक प्रदेशेषु उत्सवाः भिन्नं भिन्नम् आचरन्ति किन्तु सम्पूर्णरीत्या पश्यामः चेत् भारतीयाः इति ऐक्यभावः अस्ति भिन्नभिन्नवस्त्राणि वा उत्सवाः आ भवतु भोजनविषये वा भवतु भिन्नभिन्नाः भवतु किन्तु भारतीयाः इति ऐक्यभावः अस्माकं कृते अस्ति